आं महाभारतं पठन् मध्ये घटनावलिषु मध्ये एतादृशः प्रसङ्गः आगतः अयं दुष्टः साहङ्कारः दुर्योधनः युदिष्टिराधिप्रामुख्येन मयनिर्मितसभाभवने प्रविशति तत्र तेन अनुभूतः तस्य घटना तस्य प्रसङ्गं दृष्ट्वा अत्यन्तम् हासः आगतः तस्मात् एवं तस्य परिस्थितिं स्मरन् इदानीमपि हसितुम् मनः मोदते इति